मया अन्येभ्यः पाकनिर्माणं कथं पाठनीयम् इति

प्रथमं मया द्रष्टव्यं सः जनः पाकस्य विषये किं किं जानाति यदि तु जानाति सः किमपि पाकस्य विषये तर्हि शीघ्रतया पाठितुं शक्यते यदि सः पाकस्य विषये किमपि न जानाति तर्हि कश्चन कालः अपेक्षितः भवति इदानीं उदाहरणार्थं कश्चन पाकं कर्तुं न जानाति किमपि न जानाति तस्य कृते कथं पाठयामि इत्यहं वदामि प्रथमं मया प्रतिनित्यं तस्य कृते शाकाः कथं कर्त् कर्तनीयाः इति पाठनीयं मम पार्श्वे उपवि उपविशामि तस्य कृते प्रतिदिनं वदामि एकम् एकाम् एकां शाकं कृर्तयेत् प्रथमदिने एकं द्वितीयदिने द्वयं त्रयं एवं वर्धित्वा प्रतिदिनं शाककर्तनं तदुत्तरम् कथम् तैलं स्थापनीयं कथं लवणम् स्थापनीयं कियद् मात्रं भवेत् कियद् हरिद्रा स्थापनीयं कियत् जिर्गे कियत् कोताम्बरि इत्यादिरूपेण किं किं वस्तूनि कियत् स्थापनं कियत् कियत् स्थापनीयानि इति तस्य कृते पाठनीयम् इत्येवं रूपेण पञ्च षट्सु दिनेषु तस्य कृते पाकः पाठितुं शक्यते मया